मम ग्रामे वृद्धाः विभिन्नेभ्य कारणेभ्यः शय्यास्थाः सन्ति एव सर्वत्र एवं भवन्ति अतः मम ग्रामेऽपि वृद्धाः रुग्णकारणात् वा अथवा वयो कारणात् वा ते शय्यास्थाः सन्ति तेषां कुटुम्बस्थाः जनाः तेषां पालनं सम्यक् एव कुर्वन्ति स्नुषा वा पुत्री वा अथवा पुत्राः वा तेषां पालनं कुर्वन्ति एव तेभ्यः यद्यद यद् यद् अवश्यकम् औषधं वा अथवा ता तेष् तान् वैद्यालयं प्रति नयनं इत्यादि ते सम्यक् एव कुर्वन्ति तेषां स्ना स्नापनं भोजनकारणं समये औषधदानं इत्यादि अपि सम्यक् ते कुर्वन्ति पौत्राः तेभ्यः मनोरञ्जनं कारयित्वा ते सन्तोषेण यथा भवेयुः तथापि अस्माकं ग्रामे बालाः कुर्वन्ति तदा तेभ्य तेऽपि तेषां समस्येभ्यः किञ्चित् विश्रान्तिं प्राप्नुवन्ति यदा बालाः तेषां पुरतः सम्यक् सम्भाषणं कुर्वन्ति अथवा स तेषां सह प्रीत्या व्यवहरन्ति तदा ते अस्माकं ग्रामे वृद्धाः शीघ्रतया स्वस्थाः भवन्ति